विद्यालयेषु अधिका व्यावसायिकशिक्षा प्रदातव्या एव छात्रेभ्यः काष्ठकर्मो वा प्लम्बिङ्ग वा सीवनं वा कुक्कुटपालनं वा पशुपालनं वा यदि वयं पाठयामः चेत् अग्रे ते तेन जीवनं यापयितुं शक्नुवन्ति